हरिः ओम् भागः हा अभिषेकः शिशुवैद्यः वा हा अस्तु महाभागः एका समस्या वर्तते हा मम शिशुः किं पुत्रस्य द्विवर्षीयः पुत्रस्य ज्वरः एव प्रतीयते हा ज्वरः तु जायमानः वर्तते परन्तु इदानिं किं दुर्बलः अपि प्रतीयते किं करणीयम् इति यदि वदन्ति महाभागाः आं सत्यं सत्यं

आ अस्तु ब्रह्मफलम् हा तत्तु किञ्चिदेव सम्यक् तथापि किं तथा सम्यक् नास्ति परन्तु किञ्चित् किञ्चित् भाति एव हा

अस्तु हा पुनः पुनः महोदय किं प्रतिदिनं एतत् तु ज्वरः वा दुर्बलता ज्वरस्य कारणम् एव जायते परन्तु तस्य किं सर्वदा एव अनारोग्यं यदा समाप्यते यथा ज्वरः सप्ताहं पर्यन्तं वा समाप्यते पुनः आगच्छति एतस्य कारणं महाभागः तर्हि विविटि पार् इति एतस्य निमित्तं किं किमपि स्वीकरणीयं वा हा एपेल् वा पुनः

हा पुनः किञ्चित् किं कुत्रापि गमनीयं वा सायंकाले वा कुत्रापि भ्रमणस्य कृते यथा प्रातः

अस्तु अस्तु महोदय धन्यवाद धन्यवादः अस्तु